मम समीपे एकं पुरातनं पुस्तकमस्ति तच्च विशिष्टं पुस्तकमस्ति तत् पुस्तकम् वैयाकरणसिद्धान्तकौमुदी इति वर्तते तत् पुस्तकं मया बाल्यकाले यदा अध्ययनं क्रियते स्म तदा क्रीतम् आसीत् यदा बेङ्ग्लूरुनगरे पुस्तकसम्मेलनम् इति पुस्तकपर्वदिनम् आचरितं तद्दिने एव मया मित्रैस्सह गत्वा तत् क्रीतम् आसीत् अतः तत् पुस्तकं विशिष्टं पुस्तकम् अस्ति तत्र व्याकरणविचाराः सन्ति अहं व्याकरणछात्रः आसम् इदानीम् व्याकरणाध्यापकः अस्मि